अग्निपङ्ख इति एकः ग्रन्थः अस्ति सः भूतपूर्वराष्ट्रपतिः डाक्टर् ए पी जे अब्दुल्कलाम् इति वर्येण लिखितं वर्तते तस्मिन् ग्रन्थे डाक्टर् कलां वर्यस्य जीवनविषये लिखितं वर्तते सः कथम् अध्ययनं कृतवान् तस्य जीवनस्य प्रवासः सर्वं सत्यघट्नाधारितं तत् पुस्तकं वर्तते बाल्यकालात् तेन कथम् अध्ययनं कृतं जीवने के सङ्घर्षाः तेन दृष्टाः कथं सः अग्रे महाविद्यालये अध्ययनं कृतवान् जीवने कथं तेन कष्टानां सङ्कटानां परिचयं दृष्ट्वा तेषां विषये स्वकीयम् उत्तराणि सह कृतवान् तदर्थं तस्मिन् पुस्तके बहुविधानि बहुविधानि उदाहरणानि दृष्टानि तस्मिन् पुस्तके सः कथं भारतस्य वैज्ञानिकः जातः तत्र के तस्य तस्य सहायं कृतवन्तः कथं सः जीवने स्वकीयं ध्येयं प्राप्तवान् तस्मिन् विषये बहुविधानि उदारणानि अपि तत्र लिखितानि सन्ति बहु महत्त्वपूर्णम् इदं पुस्तकं वर्तते तस्मिन् पुस्तके महोदयेन लिखितमस्ति यद् जीवने कदापि सङ्कटं भवति तदा कदापि जीवने हताशः मा भवतु तत्र सर्वदा जीवने सङ्कटस्य विषये मा चिन्तयतु उत्तराणां विषये एव सर्वदा अस्माकं चिन्तनं भवेत् तेन शीघ्रं वयं स्वकीयं लक्ष्यमपि प्राप्तुं शक्नुमः तत्र तस्य जीवनस्य सत्यघट्नाविषये बहुविधाः सः प्रसङ्गाः अपि सन्ति यत्तेन कथं जीवने तद् लक्षं प्राप्तम्